यस्तु सञ्चरते देशान् यस्तु सेवेत पण्डितान् तस्य विस्फारिता बुद्धिः तैलबिन्दुरिवाम्भसि इति कृत्वा वयं बहुधा संस्कृतकार्यार्थं यात्रां कुर्मः किन्तु क्वचित् यात्रायां यदा आरक्षणं न भवति तदानीं विशेषतः क्लेशः अनुभूयते रेलयाने बहुधा आरक्षणं विना यदा यात्रा क्रियते तदानीं महान् सम्मर्दः तत्र भवति पुनश्च अनारक्षितेषु रेलयानेषु प्रायः स्वच्छतासम्बद्धाः अपि समस्याः भवन्ति